हरि ओम् हरि ओम् भगिनि आम् अत्र दोसा मसाल् पुरि बटर् रोटि पानिपुरि बर्जनकम् गोबि मञ्चूरियन् बहूनि किम् आवश्यकं भवत्याः उत्तरभारतस्य बटर् रो बटर् रोटि मसाल् पुरि हा एतत् हा बटर् रोटि काजुमसाला अस्ति रोटि प्रति त्रिंशत् रूप्यकाणि अनन्तरं काजुमसाला चेत् एकशत रूप्यकाणि अस्ति भवत्याः हा आम् आ आं भगिनि अनन्तरं किम् आवश्यकम् गोबिमञ्चूरियन् चेत् पञ्चविंशत् पञ्चविंशति आम् आम् आम् आ अस्तु भगिनि अस्तु भगिनि अनन्तरं किम् आवश्यकं वा हा ज्यूस् सेब फलं ज्यूस् अस्ति आम्रफलं ज्यूस् अस्ति दाडिमफलं ज्यूस् अस्ति किम् आवश्यकं हा बादाम् ज्यूस् अस्ति अस्ति हा

ह्म् आ अस्तु अस्तु भगिनि बादाम् ज्यूस् हा वयं प्रयत्नं कुर्मः शीघ्रमेव ददामि अनन्तरं किम् आवश्यकं वा आम् आं भगि अस्तु भगिनि आम् भगिनि आम् भ आम् आम् रोटि रोटि किम् अस्ति उत्तमम् अस्ति वा

हा अस्तु भगिनि अस्तु अहं ददामि दोसा इति हा हा आम् भगिनि हा अनन्तरं किम् आवश्यकम् आम् हा अस्तु वा हा आम् आम् हा वयं हा हा हा अस्तु भगिनि आं

आम् हा आम् आम् अस्तु बगिनि हा हा कदा

पञ्चविंशतिदिनाङ्क हा अस्तु आगच्छतु हा अस्तु भगिनि अस्तु अस्तु अहम् हा अस्तु भगिनि अस् अस्तु भगिनि हा अस्तु भगिनि वयं पुनर्मिलामः अस्तु भ अस्तु भगिनि अस्तु